नमस्ते महोदय अहं सप्तवादने गमनार्थं यानम् आरक्षितवती इदानीं सार्धसप्तवादनम् अभवत् परन्तु भवान् इतोऽपि न आगतवान् अस्ति भवान् इदानीं कुत्र अस्ति ततः अत्र पर्यन्तम् आगन्तुं कति समयम् आवश्यकम्